मम प्रदेशे पर्यटकैः अवश्यं द्रष्टव्यानि बहूनि स्थानानि सन्ति मम प्रदेशस्य नाम कोल्लं कोल्लं केरळस्य एकं डिस्ट्रिक्ट् भवति कोल्लं बहु सुन्दरं जिल्ला अस्ति मम प्रदेशे पर्यटकं स्थानस्य नामानि सन्ति जटायुप्पारा अमृतपुरी कोल्लं समुद्रतीरम् एतत् सर्वं बहूनि सम्यक् सुन्दरम् मनस्सन्तोषप्रयो प्रदायकं पर्यटकं स्थानं भवन्ति तत्र बहवः पर्यटकाः आयान्ति सम्यक् टूरिस्ट् स्थानं अस्ति बहवः बहवः आयान्ति सम्यक् दृष्ट्वा मनसन्तोषं कृत्वा जानन्ति मम प्रदेशात् भोजनव्यवस्था अपि सम्यक् अस्ति